मम वृत्तिः तु इदानीं नास्ति परन्तु मध्याह्णे वदामि मम प्रारम्भिक अध्ययनं तु सम्यकतया न भवत् परन्तु अधुना अध्ययनस्य गतिः सम्यक् प्रतिभाति अहं संस्कृतं पठामि संस्कृतपठने काठिन्यं वर्तते अधुना तु क्लिष्टं न भवति अग्रे अपि अहं सम्यक्तया संस्कृतं पठितुम् इच्छामि